मया यदा दीर्घप्रवासः क्रियते तदा यं प्रदेशं गच्छामि इति आदौ चिन् आदौ पश्यामि सः प्रदेशः कथं वर्तते तत्र वायुगुणः कथं वर्तते इति सर्वमपि आदौ ज्ञात्वा एव मया प्रवासः क्रियते एवं यदि शैत्यकालः वर्तते तर्हि कथं मम स्वास्थ्यरक्षणं कर्तव्यं शैत्येन शीतादिकं खासादिकं यथा न आगच्छेत् तथा मया वस्त्राणि स्वीक्रियन्ते पुनः यदि आगतं तर्हि किं औषदाधिकमपि किञ्चित् मम समीपे स्थाप्यते एवम् आहारं मर्गे गमनकाले तु आहारः कीदृशः प्राप्यते इति वक्तुं न शक्यते तस्मात् आदावेव मया सर्वमपि सर्च् क्रियते नाम अस्मिन् प्रदेशे कुत्र समीचीनः आहारः प्राप्यते इति कदाचित् एवं न भवति परन्तु दृष्ट्वा अत्र सम्यक् आहारः प्राप्येत इति स्वयमेव चिन्तनं कृत्वा गत्वा स्वीक्रियते पुनः गमनकाले मार्गे समीपस्थ मार्ग समीपस्थ आपणेषु किञ्चित् तैल तैलखाद्यं तादृशं आहारः मया न स्वीक्रियते यतः कदा कृतं कथं कृतम् इति तु ज्ञानं न भवति इति कृत्वा तादृशः आहारः कदापि मया न स्वीक्रियते एवं पृष्टपीडा भुजपीडा इत्यादिकं तु भवति इति कारणेन मया तदर्थमिति व्यायामादिकं प्रतिनित्यमपि क्रियते इत्युक्तौ योगासनं क्रियते इत्यस्मात् तावती पीडा न अनुभूयते इति एवं मम अभिप्रायः